स्थानीयभाषायां वार्तावाहिन्यः सन्ति सन्ति एव स्थानीयभाषायां स्तानीयभाषासु कां वार्तां श्रोतुम् इच्छन्ति जनाः इत्युक्ते तस्मिन् शहरस्य एव तस्मिन् नगरस्य एव का का वार्ता अस्ति तामेव श्रोतुम् इच्छन्ति अन्यस्य नगरस्य विषयं किमर्थं श्रोतुम् इच्छन्ति ते अस्माकं तेषां नगरस्य तेषां नगरे तेषां ग्रामे किं भवत् अस्ति तदेव ते श्रोतुम् इच्छन्ति तदेव इत्युक्ते सङ्गीतं कचेरि कुत्रापि चलत् अस्ति वा कुत्रापि नाट्यं नाट्यकार्यक्रमः अस्ति वा कुत्रापि नाटकम् अस्ति वा एवमेव तत्र कुत्रापि इदानीं प्रदर्शिन्यः भवन्ति कुत्रापि प्रदर्शिन्यः चलत् अस्ति वा तथा वार्ता एव स्थानीयभाषासु पत्रिकासु ते श्रोतुम् इच्छन्ति अनन्तरम् इदानीं तु बहु भावचित्राणि एव भवन्ति एड्वटैस्मेण्ट् भवन्ति एड्वटैस्मेण्ट् एव बहु भवति पेपर् मध्ये तथा तु तदेव बहु भवति अनन्तरं किञ्चित् पदबन्धाः भवन्ति तद् वयम् इच्छामः अस्माकं भाषासु भाषा भाषामध्ये भाषासु अस्माकं भाषासु पदबन्धं कर्तुं तथा बहु सम्यक् इति भासते आनन्तरं कुत्र कुत्र किं किं भवत् अस्ति केषां किं वदनीयं केषां मृत्युः जातः तदपि वयं ज्ञातुं शक्यते तदपि ज्ञातव्यम् एव भवति किन्तु यदा कदा तत् कष्टमपि भवति किमर्थम् इत्युक्ते वयं यदा कदा अस्माकं कोऽपि समीपस्थाः बान्धवाः भवन्ति तेषां मृत्योः विषयर विषयस्य ज्ञानं भवति वयं जानीमः चेत् तद् हिन्दू हिन्दूधर्मे तद् अस्ति खलु दशदिनपर्यन्तं पाकप्रकोष्ठः न गन्तव्यम् इति तथा सर्वम् अस्ति अतः यदा कदा किं भवति बान्धवाः न न सन्देशं प्रेषयन्ति एव एतस्य मृत्युः वा अभवत् इति किमर्थम् इत्युक्ते पुनः दशदिनपर्यन्तम् एते वृद्धाः भवन्ति चेत् कष्टम् एव भवति अतः यदा कदा बान्धवाः न वदन्ति अनन्तरम् अष्टमदिने वा नवमदिने वा वदन्ति किन्तु इदानीं स्थानीयभाषा पत्रिका मध्ये आगच्छति चेत् तथा एतत्तु कष्टं भवति एवमभवत् खलु एवमभवत् अपि बहुत्र एतावत् घटनाः अभवन् अपि अनन्तरं कुत्रापि पश्यतु इदानीम् अद्य अत्र विद्युत् न भवति एतस्मिन् स्थले विद्युत् न भवति तस्मिन् स्थले विद्युत् न भवति तथा सर्वं पेपर् मध्ये आगच्छति वार्तापत्रिका मध्ये आगच्छति चेदपि अस्माकं कृते उत्तमं भवति अद्य जलम् आगच्छति अद्य जलं न आगच्छति अनन्तरम् अद्य एषः कः एवम् एव एते एतादृशी वार्ता एतादृश्यः वार्ताः वयं श्रोतुम् इच्छामः